भारतीयशास्त्रेषु प्रायः तत्वशास्त्रमिति धर्मस्य यः निवृत्तिभागः अस्ति तम् अधिकृत्य भवतीति वयं जानीमः प्रवृत्तिभागमधिकृत्य प्रायः धर्मशास्त्राणि स्मृतिग्रन्थाः स्मृतिग्रन्थाः एतादृशाः भवन्ति परं निवृत्तिशास्त्रमनुसृत्य दर्शनशास्त्राणि अन्यानि तत्त्वशास्त्राणि भवन्ति तत्र यद्यपि धर्मस्य एतत्पक्षद्वयमुच्यते परमार्थः तु मोक्षः एव इति कारणेन यानि धर्मशास्त्राणि सन्ति तान्यपि निवृत्तिशास्त्रं पुरस्कृत्यैव प्रवृत्तानि सन्ति अध्येतृणां योग्यतामनुसृत्य तथा व्याकरणशास्त्रमपि दर्शनशास्त्रम् इव भवितुमर्हति आरम्भतः भाषायाः साधुत्वविषये अपि प्रयोजकं भवितुमर्हति